हरिः ओं हरिः ओम् हा इदान् इदानीम् इदानीं हा वदतु वदतु वदतु चीटिकां दास्य दास्यामि इद् रश् अस्ति खलु ज् जनाः सन्ति बस् याने अहं तत्र इदानीं एकतः तत्र दत्वा दत्वा दत्वा आगमिष्यामि तावत् कालं तिष्ठतु किञ्चित् भोः किमर्थं त्वरा करो त्वरां करोति आगच्छामि आगच्छामि इदानीं तत्र दत्वा दत्वा दत्वा आगच्छामि चिन्ता मास्तु हा ऐ धनं दातव्यं खलु भवान् पुरुषः खलु निःशुल्कं स्त्री निःशुल्कं अस्ति स्त्रीणाङ्कृते एव पुरुषाणाङ्कृते न निःशुल्कम् इति निश् सत्य न नै नैव भवान् प्रतिदिनं पत्रिकां सर्वेषामिति नास्ति केवलं स्त्रीणां कृते एव निःशुल्कं भवति प्रयाणस्य विषये भवान् सर्वदा टीवीं पत्रिकां न पश्यति वा नैव इदानीं ऐमकर्णाः आगत्य मासचतुष्टयं अभवत् यदा कोङ्ग्रेस् गोर्मेण्ट् आगत तावत् पर्यन्तं अस्ति नैव नैव नैव तथा भवान् नैव इदानीं अत् भवतु अस्मिन् याने नैव अस्मिन् याने बहवः सन्ति इदानीं केवलं अहं स्त्रीणाङ्कृते एव निःशुल्कं भवति पुरुषाणाङ्कृते नास्ति बालकाः अपि चेत् तेषां चीटि चीटिकां दत्वा अहं स्वीकरोमि गोर्मेण्ट् कृते अहम् उत्तरं दातव्यं खलु गोर्मेण्ट् कृते उत्तरं दातव्यं नैव नैव नैव अहं ए अहं नास्ति नै नैव अहं स्वीकर् कथञ्चित् शक्यते भवान् इदानीं ज्ञाता खलु भवान् ज्ञानी एतत् विषये सम्यक् जानाति एतान् ज्ञात्वा अपि भवान् पृच्छति चेत् अहं किं करिष्यामि वदतु भवान् नैव सर्वेष् नै तथा नास्ति सर्वेषामित्युक्ते सर्वेषाम् इत्युक्ते स्त्रीणाङ्कृते केवलं न तु पुरुषाणाङ्कृते पुरुषाः सर्वे अपि त् पुरुषैः अपि सर्वं धनं दातव्यमेव कथं कर्तुं शक्यते अयं नियमः सर्वकारीया मम न ऐ भोः अस्य निर्वहाकस्य नियमः न अहं न कृतवान् एतादृशं नियमं सर्वकारः एव कृतः सर्वकारः एव अस्ति खलु इदानीं स एव कृतवान् निर्वाहकः अहं अपि दास्यामि चालकोऽपि दास्यति सर्वे अपि दास्यन्ति परन्तु अयं नियमः केवलं स्त्रीणाङ्कृते एव निःशुल्कम् इति अस्ति प्रतिदिनं इदानीं पत्रिकायां अयं विषयः आगच्छति तत्र तत्र कोलाहलः अपि भवति किमर्थं भवान् इदानीं एवं पृच्छति यानं कथं यानं कथञ्चित् न स्थगयामि भवन्तं एव मम अत्र अधः निष्कास्य अहं गच्छामि तावदेव मम निर्वाहकस्य स्थितिः तादृशी अस्ति इदानीं भव भवत् तत् अन्ये पुरुषाः इदानीं अन्ये पुरुषाः ते इदानीं धनं दत्वा एव गच्छन्ति खलु तत्र नैव नैव इदानीं अहं चीटिकां दत्वा पुरुषाणां कृते ते इदानीं दत्वा धनं दत्वा चीटिकां स्वीकृत्य तत्र प्रयाणं कुर्वन्तस्सन्ति नैव नैव भवान् तर्हि एतादृशेषु जनेषु भवान् एकः एव एवं वदति अन्ये सर्वे अपि इदानीं धनं दत्तवन्तः भवान् किमर्थं न ददाति नैव नैव अ अवतरतु अवतरतु चिन्ता नास्ति अवतरत तत्र अन्यस्मिन् याने आगच्छतु अन्यस्मिन् याने आगच्छतु चिन्ता नास्ति चिन्ता नास्ति भवतु भवतु आगच्छतु आगच्